मम प्रदेशे किमपि स्मारकं वा देवालयः वा दुर्गः वा ऐतिहासिकमहत्त्वयुक्तं अस्ति वा इति अहं न जानामि परन्तु अस्माकं प्रदेशे बहवः देवालयाः सन्ति इदानिं दूर्गापरमेश्वरीदेवालयः अस्ति तद् पूर्वं देवी लिङ्गरूपेण संस्थापितम् इति अहं श्रृतवती अन्यत् किमपि ऐतिहासिकमहत्वम् अहं न जानामि एवमेव त्र्यम्बकेश्वरमन्दिरम् अस्ति अनन्तरं किं बोब्बर्या मन्दि मध्ये देवस्थानम् अस्ति विष्णुमूर्ति देवस्थानम् अस्ति परन्तु अहं एतस्य विषये ऐतिहासिकमहत्वं किमपि न जानामि परन्तु मम प्रदेशात् पञ्चकिलोमिटर् परिमितं दूरे मणिपालम् इति प्रसिद्धनगरम् अस्ति तद् पूर्वं काननम् आसीत् तद् डाक्टर् टि एम् ए पै एतस्य महोदयस्य कारणेन इदानीं प्रसिद्धशिक्षणनगरम् इति प्रसिद्धम् अस्ति तत्र उद्योगाय शिक्षणाय बहवः जनाः आगच्छन्ति तदनन्तरम् आरोग्यरक्षणाय बृहत् वैद्यालयः अस्ति तत्रापि दूरात् जनाः आगच्छन्ति पूर्वं तत्र टय् नाम टय् इदानिं तत् टैगर् सर्कल् इति एकम् अस्ति व्याघ्राः बहवः तत्र आगच्छन्ति स्म अतः इदानिम् अपि तत् क्षेत्रे टैगर् सर्कल् इति एव प्रसिद्धम् अस्ति